आमामामां सम्यक् कथयति आगच्छतु पदार्पणं करोतु सपरिवारं स कुटुम्बं आम्

आम् आम् आं कः कति वक् काफ़े विषये भवान् इति क् कार्पासविषये भवान् ज्ञान्तुमिच्छति अह् हा हा म कथय पृच्छतु तद् अत्र न अत्र हा इति सर्वं सर्वं प्राप्स्यते सर्वप्रकारकम् अस्ति का पेयम् आ सर्वं सर्वप्रकारकं कापेयमस्ति पुदुचरिनगरे अस्माकम् आपणः एव श्रेष्ठोत्तमः अ अल्पमूल्येन कुत्रापि न प्र प्राप्स्यति इदं सुमधुरं आ म कथयतु कथयतु आमां साधु साधु

आमामां यत् किमपि इच्छति भवता इच्छानुसारेण सर्वं कर्तु कर्तुं शक्नुमः सर्वम् आ चायः अस्ति कापे कापेयमपि अस्ति अन्यत् दुग्धमपि दुग्धमपि अस्ति दुग्धमपि अस्ति सर्वं सर्वं सर्वं कुत्रापीति सर्वमस्ति आगत्य सर्वम् आं

भवान् स्वयं न आगच्छति स्वयम् आगच्छतु त तर्हि स्वीकरोतु तर्हि तत् न आगच्छतु द् निकटे अस्ति अत्रेव निकटे अस्ति आगच्छतु आम् आम् सर्वदा कोणे अस्ति तद् आश्रमस्य कोणे एव अस्ति तदेव का च कापेयं गृह्णातु कथमस्ति पीत्वा कथयतु सत्यं वदतु आं